हरि ओं नमस्ते

आमामामाम् भवत्याः नाम किं भवती कुतः कुतः एवं गोकुलमध्ये वा अस्तु अस्तु उत्तमम् भवती कदा मैसूरुमध्ये कदा इच्छति एतादृशस्थलं द्रष्टुं म म मम समीपे बहवः बहूनि स्थलानि सन्ति भोगादि मध्ये सन्ति गोकुलं मध्ये सन्ति कुवेम्पुनगर् मध्ये अपि सन्ति भवती कुत्र इच्छति प्रथमम् अन्यथा त त तर्हि तर्हि भवत्याः बड्जेट् किं भवती कियत् स्थलं इच्छति तर्टि फ़ार्टि वा फ़ार्टि सिक्स्टि वा ट्वेन्टि तर्टि वा इत्यपि वदनीयं खिल नवति लक्षया अस्ति चेत् तर्टि फ़ार्टि एव मिलति फ़ार्टि सिक्टि कदा मिलति मैसूतुमध्ये तादृशन्यूनतमं न भवति एव भवति खिल अस्तु अस्तु तर्हि इति किमपि वास्तु विषये अपि भवती द्रष्टुं शक्यते वा नास्ति चेत् पूर्व रोड् पर्याप्तं वा उत्तरं पर्याप्तं वा तदपि अस्ति वा यदि गच्छामः तदा सौत् नास्ति वेस्ट् नास्ति नार्त् नास्ति इत्यादि भवति चेत् पुनः क्लेशः भवति सम्पूर्णमपि भवती वदनीयं खिल ओ पूर्वदिशि पूर्वदिशि मार्गः भवनीयं एवं वा आम् आम् आम् हा हा हा अन्यथा पूर्वदिशि मार्गः पूर्वदिशि मार्गः स्थलाः भवन्ति चेत् अधिकव्ययं दातव्यं भवती तर्हि अनुकूलवती वा ओ अस्तु तर्हि अद्य सायङ्काले पञ्चवादने अहं भवत्याः गृहसमीपमागत्य वयं गत्वा पश्यामः समीचिनं खिल सायङ्काले पञ्चवादने अस्तु धन् अस्तु धन् धन्यवादाः सायङ्काले पञ्चवादने मिलामः राम् राम्